हरिः ओम् शारदाउपाहारगृहं वा आम् अहं भोजनम् ओर्डर् कर्तुम् इच्छामि वयं पञ्च जनाः स्मः अस्माकं कृते दश रोटिकाः पञ्च जनस्य कृते पर्याप्तं परिमाणे अन्नं सूपः व्यञ्जनम् पुनः मधुरम् अपेक्षते मधुरं मध्ये वयं पायसं वक्तुम् इच्छामः भवद्भिः पायसं मध्ये किञ्चित् एव मधुरं स्थापयन्तु अस्तु एतदेव अस्माकम् ओर्डर् भवद्भिः अस्माकम् ओर्डर् शीघ्रं प्रेषयन्तु अस्तु धन्यवादः